मम उद्याने अरोपिताः वृक्षाः इत्युक्ते नारिकेलवृक्षः पारिजातपुष्पः पनसवृक्षः सपोटवृक्षः च वृक्षाः पादपाः अपि मनुष्याणाम् इव एक जीवः अस्ति तेन सः प्रतिदिनं सम्भाषणं करोमि तदा आनन्दः भवति प्रतिदिनं तस्य वर्धनं दृष्ट्वा बहु आनन्दः भवति तस्य वर्धने कुण्ठितः भवति चेत् तस्य अनारोग्यम् इति चिन्तयित्वा तस्य औषधं ददामि कीटाः दंशनं करोति चेत् औषधस्य स सेचनं करोमि अद् तदनन्तरं मन्दं तस्य पर्णानि उत्तमरीत्या वर्धते तस्य कलिकाः विकसन्ति पुष्पं ददाति एवं देवाय समर्पणं करोमि तदा देवः अनुग्रहं ददाति तदा मनसि सार्थकता भावना आगच्छति